हरिः ओम् नमस्कारः अहं अनुपमा अस्मि आ मम हा मम मेरेज् वर्तते डिसम्बर् मासे अंतिमदिनाङ्के हा रिसेप्शन्मध्ये भवन्तः भवन्तः किञ्चित् कार्यं कुर्युः इति मम इच्छा तः किं किं करणीयं किं किं किं किं कुर्मः इति

भक्षणगण्याणि भवन्तः मा चिन्तयतु क्षणगारिमपि भवन्तः करोति वा किं वदतु मांसाहारः इतोपि सस्याहारोपि द्वयमपि आवश्यकम् हा इतोपि अलङ्कारम्मध्ये कथं जनानाम् इति वक्तव्यम् तादृशं किमपि वक्तुम् न ऐडियास् इव ददिश्येत् किञ्चित् नूतनतया किमपि वा वेतनं तदपि किञ्चित् न्यूनीकरणं करोतु भो कथम् भवती किमपि न ऐडिया किमपि किं चिन्तनम् वेतनम् तदेव किञ्चित् साम्यरूपेण एव वेतनं किं किञ्चित् विशेषतया हा चिह्नानि आ चिह्नानि अस्तु सम्यक् एव किन्तु अतिरिक्तम् अहं एव उक्तवती खलु सर्वे हा इति वक्तव्यं तावदेव पञ्चदिनम् मास्तु हा अधिकम् इतोपि भवन्तः वासमपि अत्रैव करोति वा भवन्तं कार्याणां करणार्थं भवन्तः अत्र मम गृहे एव तिष्ठन्ति वा नो चेत् ओ कति जनाः भविष्यन्ति वयमेव भोजनं खादितुम् इत्यादि करणीयं खलु तदर्थं पृच्छामि ओ एवं वा अस्तु तर्हि धन्यवादः अहं गृहे किञ्चित् चर्चां कृत्वा कोल् करोमि ओके हा ओके धन्यवादः हा राम राम